क्रिकेट् कोचिङ्ग् अधिकम् अधिकमस्ति मम गृह गृहसमीपे अधिकमस्ति मम पुत्रः अपि तत्र गत्वा पठितवान् तत् तद् तत्कारणात् मम गृहसमीपे एव तत्र व्यवस्था सम्यकस्ति अधिकबालकाः क्रीडनाय क्रीडनार्थम् आगच्छन्ति अतः तत्र एव अहं प्रेषयामि